आम् अस्ति महाकविकालिदासविरचितं सुप्रथ् सुप्रसिद्धं नाटकं नाम अभिज्ञानशाकुन्तलम् अस्मिन् नाटकस्य यः नायकः अस्ति तस्य नाम दुश्यन्तः सः मम प्रियपात्रम् अस्ति कालिदासेन एतत् कथानकं महाभारतात् स्वीकृतम् इति वयं सर्वे जानीमः महाभारते दुश्यन्तः ज्ञात्वा अपि शकुन्तलायाः त्यागं करोति परन्तु अत्र कालिदासेन स्वबुद्धिनां प्रयोगं कृत्वा दुर्वासस्य शापं स्थापितम् शापस्य प्रभावेन दुश्यन्तः सर्वं विस्मृतवान् अतः सः तस्याः स्वीकारं न करोति अस्मिन् कारणेन मम प्रियपात्रं दुश्यन्तः अस्ति